आं मह्यं गृहपशवः बहु रोचन्ते सामान्यतया जनाः शुनकं मार्जारं च गृहे पालयन्ति पोषयन्ति च तयोः मार्जारः मम अत्यन्तं प्रियः शुनकस्य कृते बृहत् स्थलम् अपेक्षितं चेत् मार्जारस्य कृते रु तावत् स्थलं न अपेक्षितं अहं मम पुत्रः च मार्जालं बहु इच्छावः किन्तु मम पतिः न इच्छति तस्य मते यः कोऽपि गृहपशुः मायापाशः इव भवति तस्य उपरि अस्माकं प्रीतिः स्नेहः विश्वासः प्रतिदिनं वर्धन्ते यदि तस्य किमपि अनारोग्यम् अहितकरं किञ्चित् सम्भवति चेत् तदस्माकं कृते महती दुःखाय भवति अपि च वयं एपार्टम्न्ट् मध्ये वसामः इत्यतः तत्र गृहपशुः कृते स्वातन्त्रयं न भवति इत्यपि तस्य अभिप्रायः मार्जारः एकः लघुशिशुः इव भवति गृहे हर्षोल्लासमानयति मार्जारः मनसि यः कोऽपि क्लेषः दुःखं वा अस्ति चेत् मार्जालस्य लालनं कुर्मः चेत् दुःखम् अपगच्छति इदानीन्तन काले तु मार्जालं स्वस्य अपत्यवत् पालयन्ति जनाः तेषां क्रीडां प्रीतिम् अस्माकम् उपरि कल्मषरहितं प्रीतिं यद्य यदा पश्यामः तदा कठोरहृदयस्यापि मनुष्यस्य हृदयं मार्दवं भवति केचन तु मार्जालं न इच्छन्ति तेषामभिप्राये तु मार्जालः विश्वासयोग्यः नास्ति इति किन्तु वयं मानवाः एव कथम् अन्येषां वञ्चनां कुर्मः मार्जालः तु केवलं स्वस्य उदरस्य निमित्तं कापट्यं करोति चेत् मनुष्यः तु यः प्रीतिं करोति कामवासनया तस्यैव वञ्चनां करोति इति कठोरं सत्यम्